अहं वसुधा नायक् वदामि

पुस्तकानि आवश्यकम् अस्ति

प्रेषयितुं न न एतद् मासिका मासिकपुस्तकानि आम् आम् आम् आम् मासिकपुस्तकम् अपेक्षितम् भवान् आङ्गलपुस्तकमपि प्रेषयति वा आ एवम् आम् आ रिडर् डैजस्ट् रिडर्स् डैजस्ट् प्रेषयतुं शक्यते वा आम् दातुं शक्नोति दातुं शक्नोमि

अस्तु प्रेषयतु स्वीकर्तुम् इच्छा स्वीकर्तुम् इच्छामि प्रेषयतु रिडरस् डैजस्ट् अहं गूगुल् पे मध्ये दास्यामि आम् गूगल् पे मध्ये दास्यामि शक्यते न वा आम् आम् ना रे एकवर्षस्य एवं पर्याप्तं वदतु आम् कति रुप्यकाणि दातव्यानि आ प्रेषयितुं शक्यते इदानीम् आम् न रीडर्स् डैजस्ट् पर्याप्तम् आङ्गलपुस्तकम् इत्युक्ते रिडर्स् डैजस्ट् पर्याप्तं कन्नडभाषायां तरङ्गपुस्तक अस्ति वा तरङ्गसाप्तहिकं न वा आ तदपि प्रेषयतुं शक्नोति न वा भवान् संस्कृतं वा तद् मम गृहे आगच्छति तद् संस्कृत आम् आम् आम् तद् आवश्यकम् न आम् आम् आम् आम् महोदय धन्यवादाः अन्यद् मास्तु मास्तु धन्यवादः